ह्यस्तदिने ह्यस्तनदिने अहं दूरदर्शनं क्रीणार्तंम् उद्यानं प्रति गतवान् तत्र दूरदर्शनं यदा अहं पश्यामि तदानीम् एव दु दूरदर्शनस्य पृष्ठभागे तत्र ये मेमोरि कार्ड् भवन्ति तत् सम्यक् न आसीत् एवं ते यत् रिमोट् दत्तं तदपि सम्यक् न आसीत् यत् तत्तु समीचिनं नास्ति